भारतं विविधानां कलानां केन्द्रं भवति तेषु एकं कला भवति शिल्पकला शिल्पकलासु विधत्ताः वै विधत्ताः भारते सर्वत्र अस्ति शिल्पकला पारम्पर्यं वक्तुं चेत् विश्वकर्मा प्रथमशिल्पी अथवा वक्तुं शक्यते एतत् ओं एवं शिल्पकलासु केचन अपकल्पनाः च सन्ति तेषां निवारणार्थं तेषां निवारणार्थम् अवकल्पनाः सन्ति तेषां निवारणार्थं श्रद्धा आत्मार्थता च दातव्यं श्रद्धाहीनस्य अत एवम् आत्मार्थहीनस्य शिल्पाः उत्तमं न भवेत् शिल्पकलायां प्रधानं भवति आत्मर्थता श्रद्धा च ए एवम् उत्तमप्रस्तारः स्वी स्वीकरणेन च उत्तमशिल्पाः निर्मातुं शक्यते भारते भारते अनेकानि मन्दिराणि सनति चेत् शिल्पकलाक्षेत्रं भवति तेषां मन्दिराणि भारतीय आचार्याणां शिल्पकलावैधक्यं मन्दिरदर्शनेन वक्तुं दर्शनं द्रष्टुं शक्यते मन्दिरदर्शनेन एषां ओ के विविधानि मन्दिराणि विविधानि शिल्पानि उपयुज्य अलङ्कृतं भवेत् मन्दिरं मन्दिरं बहुधा अस्ति मन्दिरेषु अपि शिल्पकलाः सन्ति किन्तु अस्मिन् कालेस्मिन् समाजे विधत्ताः शिल्पाः नास्त्येव किं तेषाम् तात्पर्यः श्रद्धा च नास्ति वा अतः तेषां अपकल्पनाः च सन्ति प्रस्तरस्वीकरणं वृ वृक्षस्य भागम् उत्तमभागस्वीकरणेन च अपकल्पनाः अथवा निवारयितुं शक्यते इतीयं मम अभिप्रायः